आं सत्यं जीवने क्रीडायाः महत्वम् अधिकम् अस्ति यदि वयं क्रीडामः तदा अस्माकम् आरोग्यमपि बहु सम्यक् भविष्यति नेदानीं वयं योगं कुर्मः वायुविहारार्थं गच्छामः तत्सर्वं वयं कुर्मः एव यदि क्रीडामः तद् अस्माकं कृते फ़िजिकल् एक्सैस् रूपेण सहायं भविष्यति यदा क्रीडामः अस्माकं मेण्टल् हेल्त् अपि बहु सम्यक् भविष्यति तावत् स्ट्रेस् किं भविष्यति तत्सर्वं रिलीफ़् भवति इति अहं ज्ञातवती स्वतः अनुभूतवती अपि अतः यदि वयं क्रीडामः तत् स बहु स आरोग्यार्थं वा अस्माकं मनः मेण्टल् हेल्त् सर्वं बहु सम्यक् रीत्या भविष्यति भारते क्रीडायाः प्रछ प्रचारार्थं किं कर्तुं शक्यते इत्युक्ते इदानीं ज्येष्ठाः यदा भवामः तदा गत्वा अहं क्रीणामि इति वदामः चेत् तद् किञ्चित् कष्टं भविष्यति इति मन्ये यदा वयं बालाः भवामः तथा एव शाला मध्ये तु क्रीडा सर्वं भविष्यति एव तदा एव वयं भागं स्वीकुर्मः तदा आरभ्य वयं प्रारम्भं कुर्मः चेत् अग्रे कष्टमिति न भविष्यति ततः एव वयम् अग्रे कण्टिन्यू कर्तुं शक्नुमः तद् एकं मार्गम् अन्यदेकं मार्गं यदि भवान् इच्छति भवतः स्टडि अनन्तरं भवान् प्रारम्भं कर्तुं शक्यं शक्नोति इति भासते चेत् तदपि उत्तममेव भवतः सर्वं स्टडि सर्वं समाप्य भवान् अत्र अहं कान्सन्ट्रेशन् ददामि इति वदति चेत् तदपि उत्तमं वयमपि क्रीडामः अन्येषां कृते अपि क्रीडितुं प्रेरयामः किमर्थम् इत्युक्ते बहु पठनं पठनं पठनम् इदानीन्तनकाले तु सर्वे दूरवाणीमेव अधिकं पश्यन्ति तद् किञ्चित् निवारणं निवारणार्थम् एतद् एकः सुलभः मार्गः सर्वे सर्वे बालाः तु इदानीं तु बा लघु लघु बालाः अपि दूरवाणीं गृहीत्वा उपविशन्ति तादृशी स्थितिः आगता अस्ति इदानीं अतः वयं बालानां कृते दूरवाणीं न दद्मः इति नास्ति किन्तु अधिकतया प्रेरयामः बहिः क्रीडितुं यद् वयमपि तैः सह क्रीडामः तत्सर्वं सम्यक् भविष्यति पुनः प्रेरणानां यदि वयं गृहे अपि क्रीडितुं शक्नुमः यदि वयं क्रीडाङ्गणं गत्वा क्रीडामः चेत् अन्ये अपि पश्यन्ति ते अपि प्रेरणां प्राप्नुवन्ति इति नास्ति किन्तु ते दृष्ट्वा वयमपि एतादृशीं क्रीडां क्रीडामः स्वौ सम्यक् भविष्यति इति तेषां मनसि चिन्तनं तु आगच्छति निश्चयेन चिन्तनम् आगच्छति अतः वयं किञ्चित् यावच्छक्यते तावत् प्रयत्नं तु कुर्मः तावदेव